शास्त्राध्ययनं चिकीर्षुभिः शास्त्राध्ययनात् प्राक् श्रद्धया भवितव्यं यतः शास्त्राणि अत्यन्तं गभीराणि सन्ति तेषाम् अध्ययनार्थं मानसिकी सिद्धता अपेक्षिता यतः शास्त्रेषु यदा श्रद्धा भवति तदानीमेव श्रद् शास्त्राणां गाम्भीर्यम् अस्माभिः ज्ञातुं शक्यते अन्यथा सामान्येन शास्त्राणां परिचयादिकं यद्यपि भवति तथापि शास्त्रे उच्यमानाः विशिष्टविचाराः अधिगन्तुं न शक्यन्ते अतः श्रद्धा एव तत्र सर्वोत्तमा इति भाति मया शास्त्राध्ययनकाले प्रतिदिनं सन्ध्यावन्दनं वेदाभ्यासः योगाभ्यासः इत्येवं विशिष्टकार्याणि कृतान्यासन् एतेषां करणेन मम मानसिकी स्थितिः दृढा भवति एवं श्रद्धा जागृता भवति तथैव शास्त्राध्ययनार्थम् अपेक्षितः यः अपेक्षितः यः विशिष्टः बोधः सः लभ्यते तदर्थं शास्त्राध्ययनं कर्तुं सर्वेपि स्वमनसा सिद्धाः भवेयुः इति मम विचारः